मम क्षेत्रं सांस्कृतिकं नगरम् इत्येव प्रसिद्धं वर्तते मम क्षेत्रमस्ति मैसूरुप्रदेशः तत्र सांस्कृतिककलाः बह्व्यः सन्ति तत् भरतनाट्यं वा भवतु अथवा शास्त्रीयसङ्गीतं वा भवतु इदम् अस्माकं क्षेत्रे अस्माकं नगरे बहु चलति तत्र एतस्य अध्ययनं कर्तुमपि बहवः छात्राः इच्छन्ति अस्य अध्ययनं कर्तुं यत्र इमे छात्राः गच्छन्ति तत्र पाठकाः अपि तावदेव इच्छया पाठयन्ति ते एनां कलां ये वास्तविकं वास्तवरूपेण ये एनां कलाम् इच्छन्ति तेभ्यः एव पाठयन्ति पाठयन्ति तत्र भरतनाट्यम् इति या नृत्यशैली वर्तते तद् बहु प्रसिद्धा तत्र आधिक्येन बालिकाः एनां कलाम् एनाम् नृत्यशैलीं पठन्ति तत्र आधिक्येन कक्षाः भवन्ति यत्र एतस्य पाठः भवति न केवलम् इदं शिक्षातिरिक्तं परन्तु कक्षासु अपि अस्य पाठः क्रियते अपि च अस्य पाठः बहवः इच्छन्ति शालासु अतः तत्र पालकाः स्वयं प्रेरणया शालायां नृत्यकलासु स्वस्य स्वबालकान् प्रेषयन्ति येन एषा कला बहुपरिरक्षिता वर्तते अस्मिन् काले यदा आधुनिकम् आधुनिकीकरणम् आधुनिकीकरणं जायमानं वर्तते तत्रापि अस्माकं प्रदेशे नृत्यकला अपि च या अन्यत् सर्वं बहु सम्यक्तया चलति